योगासनेषु शाम्भवीमुद्रा इत्येतत् अत्यन्तं प्रधानं ब्रह्मचारिणां बलवर्धने तस्मात् शाम्भवीमुद्रा सर्वैः ब्रह्मचार्यभिः करणीयमेव अपि च सूर्यनमस्कारः अर्थात् सप्त आसनात्मकः यः सूर्यनमस्कारः सः अपि ब्रह्मचार्यभिः वा ये ये तम् अनुसरन्ति सूर्यनमस्कारं ते सर्वेपि आयुषः वर्धनं बलस्य च वर्धनम् आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते इत्येव तस्य फलश्रुतिः वर्तते अतः समीचीनतया तत् कुर्मः इति तदेव च ब प् किं बलवर्धने अनुकूलं भवति